चारणे मम रुचिः अस्ति परन्तु अहं कुत्रापि न गतं न गतवान् इतस्ततः लघु ट्रेक्किङ्ग् कृतवान् सः उद्योगनाः सहोद्योगिनैः सह परन्तु मम पुत्री गतवती मम पुत्री यदा सा उन्नतविद्यालये पठन्ती आसीत् तत् समये सा गतवती मनाली इति प्रान्ते हिमालयपर्वतक्षेत्रे चारणं कृतवती तत्र मनोहराणि दृश्यानि सा स्वीकृतवती छायाचित्राणि स्वीकृतवती मां प्रेषितवती अति मनोहरमस्ति तत्र जलम् अत्यन्तं शीतलम् अस्ति इति सा उक्तवती तत्र बहूनि विषयाः सा माम् आश्चर्यार्थकविषयान् सूचितवती अनुभवति सा अत्यन्तं मनोहरमस्ति एकवारं जन्मे एकवारम् अवश्यं गन्तव्यम् इति सा मां पृच्छ उक्तवती